संस्कृतभाषायाः परिरक्षणे प्रवर्धने च यादृशः क्रमः संस्कृतभारत्याः अस्ति तदेव सर्वैः स्वीकरणीयः इति अहं मन्ये संस्कृतभारती भारती नाम सङ्घटनस्य यः क्रमः भवति तद् उत्तमः क्रमः भवति इति मन्ये

तर्हि यदि सः संस्कृतभारत्याः क्रमः स्वीक्रियते तेन संस्कृतभारत्याः क्रमः स्वीक्रियते तर्हि तस्य ज्ञा संस्कृतज्ञानस्य वर्धनम् अवश्यं भवति प्रारम्भस्तरेण आरभ्य प्रारम्भस्तरे आरभ्य प्रौढ स्तरे यदपेक्षितं सर्वं संस्कृतभारत्याः क्रमे भवति अतः तद् पर्याप्तम् इति अहं मन्ये